अद्य मार्च् मासस्य पञ्चमः दिनाङ्कः अस्ति आङ्ग्लवर्षस्य प्रारम्भः जनेवरी मासस्य एकदिनाङ्के भवति आङ्ग्लमासस्य समाप्तिः डिसेम्बर् मासस्य एकत्रिंशत् दिनाङ्के भवति जानेवारि मासस्य षड्विंशतिदिनाङ्के प्रजासत्ताकदिनं भवति आगस्ट् मासस्य पञ्चदशदिनाङ्के स्वातन्त्रदिनं मन्यते